नमस्ते रेणुका भगिनी कुशलं वा आम् अहमपि कुशली अस्मि भवतां भवतीनां आपणं फलस्य आपणं कथं प्रवर्तते

अस्माकं प्रदेशे कदली फलं बहुधा आ जना इच्छन्ति इदानीम् आम्रस्य पर्याय वर्तते इति कारणत आम्रफलमपि विभिन्नानि आम्रफलानि अपि जना क्रीणन्ति अत्र रसपुरी बादामी इत्यादि आम्रफलानि बहु जनै ईष्यते तत्र कति वय कति रूप्यकाणि वर्तन्ते आम्र फलानाम्

एवम् एवम् वयं नञ्जनगुडुप्रदेशत आम्रफलानि आनयाम तत अस्माकं कृते आम्रफलानि अल्पमूल्ये एव लभ्यन्ते भवति कुत आनयति आम्रफलानि उत्तमम् उत्तमम् पनसफलमपि अद्य अ अद्य ह्य पनसफलस्यापि विक्रयणं बहु सम्यक् आसीत् अस्माकं प्रदेशे अहं अ अ अद्य पनसफलम् अत्रैव विपणित आनीतवान् विपण्यां बहु अल्पेणैव मौल्येण पनसफलं प्राप्तम् उत्तमम्

कृपया कृपया सूचयतु भगिनी एवं अपि च केचन्